विपण्यां हस्तनिर्मितवस्त्रैः रेडिमेड् वस्त्राणि कथं भिद्यन्ते इत्युक्ते रेडिमेड् वस्त्रं सर्वदा भग्नं भवति धर्तुमपि न शक्यते सर्वदा सैज़् न मिलति अन्सैज़् एव भवति द्रष्टुमपि समीचीनं न भवति अस्माकं अस्माकं यथा योग्यं भवति तादृशं वस्त्रं हस्तनिर्मितवस्त्रं भवति अतः सर्वे जनाः प्रायशः हस्तनिर्मितवस्त्रमेव स्वीकर्तुम् इच्छति रेडिमेड् वस्त्राणां महती विपणीः अस्ति तथापि न रोचते किमर्तं न रोचते इत्युक्ते अन्सैज़् इत्यादिकं भवति इति धिया तत् रेडिमेड् वस्त्रं न रोचते केशाञ्चनानानं जनानाङ्कृते रेडिमेड् वस्त्रमेव योग्यं भवति ते सर्वदा तदैव इच्छन्ति अन्ये केचनाः नैव इच्छन्ति एवं तत्र वयं तत् देशे पश्यामः